अहम् इदानीं तत्र कार्ट् मध्ये आन्लैन् शापिङ्ग् मध्ये वेष्टि शल्यम् इत्यादीन् तत्र स्थापितवान् अस्मि कार्ट् मध्ये स्वीकुर्मः इति चिन्तितमासीत् इदानीं कारणवशात् तस्य तद् मास्तु अतः भवन्तः कार्ट् प्रति गत्वा तद् यद्यदस्ति तत् सर्वं निवारयन्तु तद् मम कृते नापेक्षितम्